मम मित्राणि बान्धवाः च वित्तकोषक्षेत्रे उद्योगं कर्तुम् इच्छन्ति कारणं किं वयं पश्यामः तत्र बहूनि जनाः आगच्छन्ति तत्र धनं प्राप्य इच्छन्ति श्रेष्ठकार्यम् इति ते चिन्तयन्ति अतः वित्तकोषे उद्योगं कर्तुं ते इच्छन्ति